संस्कृतभाषिणः स्वव्यक्तित्वं परम्परां च भाषाद्वारा अभिव्यञ्जयन्ति

इति चेत् विद्यापीठे वित् अने अस्मिन् लोके अनेकविद्यापीठानि गुरुकुलः गुरुकुलानि गुरवः सन्ति अतः तैः विद्यापीठं गुरुकुलम् अस्मिन् समये संस्कृतमपि अस्ति संस्कृतसम्भाषणं स्वव्यक्तित्वं परम्परां च भाषाद्वारा कथम् अभिव्यञ्चयन्ति चेद् एवमेव उत्तरम्